यदा अधिकसङ्ख्यांकानां जनानां कृते पाकं कर्तव्यं भवति तदा वयम् अहम् एकमेव अहम् एकाकी एव न करोमि प्रायः तथापि अन्ये न सन्ति इत्युक्ते तस्य करणार्थम् अहम् किञ्चित् शीघ्रमेव प्रारम्भं करोमि तथैव कदा भोजनस्य गुणवत्ता अ अल्पा भवति तदेव क्लेशः अतः यावच्छक्यम् पदार्थाः अधिकाः स्थाप्यन्ते मया तथापि सहजतया कर्तव्यं भवति प्रीत्या कर्तव्यं भवति यदि अधिकाः स जनाः सन्ति चेदपि मम समीपे समयः नास्ति चेदपि सहजतया कर्तव्यं प्रीत्या कर्तव्यं तेनैव रुचिः अधिका भवति अधिका भवति तस्मात् कारणात् जलस्य मिश्रणं न करणीयं कदापि भोजने तेन रुचेः न्यून्यता भवति तस्मात् यः खादति सः रुचिम् अनुभवितुं न शक्नोति तस्मात् सर्वदा सहजतया करणीयं कुत्रापि क्लेशः मा भूत् इति देवस्य प्रार्थना विना न करणीयम् देवस्य प्रार्थनां कृत्वा एव सर्वदा करणीयं तेन सर्वदा उत्तममेव पाकं भवति